हा हरि ओम् अहं हर हर् महादेव् सूर्यप्रकाश् वदन्नस्मि यत् बनारसे अहं भ्रमितुम् इच्छामि तत्र के के स्थानानि सन्ति यत्र वयं भ्रमणं कर्तुं शक्नुमः अहं भ्रमणं कर्तुं शक्नोमि वा

अहं वाराणसी वाराणसी रैलयानस्थानके अस्मि इतः सर्वपार्श्वं किं स्थानं वर्तते तत्र वयं प्रथमं गन्तुं शक्नुमः तथा च ये स्थानानि भवता उक्तम् तेषु स्थानेषु भ्रमणम् अहं करिष्यामि नूनमेव परं यत् तस्य भ्रमणचक्रमस्ति तद् भ्रमणचक्रम् भवान् निर्माप्य मम पार्श्वे प्रेशयतु तथा च यत् भ्रमणचक्रमस्ति तस्मिन् भ्रमणचक्रे सर्वप्रथमं तस्य दर्शनं भविष्यति तथा च काश्यां वाराणस्यां वा सर्वप्रथमं कस्य दर्शनं करणीयं भवति येन पुण्यस्य प्राप्तिः भवेत् अस्तु अहम् नूनमेव भवतः पार्श्वे आगमिष्यामि अस्तु धन्यवादः